अस्मिन् विषये मम अभिप्रायः एवं वर्तते कृषि विष् विहाय अन्य क्षेत्रेषु यथा प्रोत्साहनं दृश्यते तथा कृषि विषये प्रोत्साहनं न दृश्यते तदपि कारणं एवं च नगरेषु जीवनं कथं अस्ति इति द्रष्टुं केचन आगच्छन्ति अथवा नगरजीवनं एव बहवः इच्छन्ति तदर्थं कृषिकार्यं न चिन्वन्ति एवञ्च कृषिकार्यं तत्र सौकर्यं जनयति अथवा सुखम् उत्पादयति इति ते ज्ञातुं प्रयासं न कुर्वन्ति तदेव तत्र प्रतिभाति किन्तु कृषिकार्यं सर्वैः कर्तव्यं कृषिं विहाय वयं जीवितुमपि न शक्नुमः कृषतु नास्ति दुर्भिक्षम् इति वस् वर्तते कृषिकार्यं अस्माकं जीवनस्य बहु मुख्यं कार्यं भवति तद्वारा एव वयं जीवामः आहारं वयं स्वीकुर्मः चेत् कृषिं विहाय आहारं न लभ्यते तद्वारा अस्माकं जीवनं चलति आहारं विहाय अस्माकं जीवनं एव नास्ति अतः कृषेः प्रोत्साहनं अपेक्षितं एवञ्च यथा ऐ टी बि टी इत्यादि वदन्ति तत्र यथा अर्जनं कुर्वन्ति धनार्जनं कुर्वन्ति तद्वत् कृषिकार्येषु अपि धनार्जनं भवति तद्वारा तत्र आरोग्याभिवृद्धिः भवति अथवा धनाभिवृद्धिः भवति सुखाभिवृद्धिः भवति इति यूनां मनसि भवेत् तथा अस्माभिः किमपि कार्यं कर्तव्यं तत् प्रोत्साहनं कर्तव्यं कृषिविषये तत्र नाम लज्जा न भवेत् तत्र ते उत्स् सोत्साहं कार्यं कुर्युः अथवा यथा ऐ टी बि टी मध्ये सोत्साहं कार्यं कुर्वन्ति तत् कर्तुं शक्यते एतत् कर्तुं शक्यते अथवा अहं एवं अस्मि एवम् अस्मि एवं रूपेण कार्यं कुर्वन्ति तद्वत् कृषि विषये अपि अभिमान भावेन ते कार्यं कुर्युः तद्वारा तेषां महत्वमपि वर्धते देशस्यापि महत्वम् वर्धते अतः कृषेः महत्वं नाम कृषिं विना वयं जीवितुं न शक्नुमः तदेव कृषेः महत्वम् इति प्रतिभाती यद्विना वयं न जीवीतुं शक्नुमः तर्हि तस्य महत्वं सर्वापेक्षया अधिकं वर्तते इति प्रतिभाती